अहं तु यानस्य क्रयणात् पूर्वं कथं यानम् अन्येषां बोधयितुम् अहमिदं वदामि यानस्य कथं गतिरस्ति यानस्य स्थितिः कथं वर्तते यानं कियद्दूरं चलति यानस्य गुणदोषाः के दोषाः चेत् ते परिवर्तयितुं शक्यन्ते उत न यदि शक्यन्ते तत्र कियत् मौल्यम् अस्माभिः तस्य व्ययः कर्तव्यः भवति अथवा दत्तधनेष्वेव तस्य व्ययस्य सम्पूर्णता भवति वा इत्यादिकम् एवं पञ्जीकरणविवरणानां स्पष्टता अपेक्षते पत्राणि समीचीनानि अपेक्षन्ते कुत्रापि क्लेशः न भवेत् इत्यादिकम् अहं सूचयितुम् इच्छामि